प्रत्येकस्मिन् अपि ग्रामे वादाः भवन्ति यदा वादः भवति तदा उभयेषामपि या समस्या वर्तते तेषाम् आदौ श्रवणं श्रवणं कर्तव्यम् तेषां कृते पोलिस् स्टेशन् इत्यस्य मार्गः न दर्शनीयः अपि तु ग्रामे एव तेषां समस्यानां निराकरणं क्रियते तेन याः समस्याः भवन्ति तेषां निराकरणं भवति एवञ्च वसुन् वसुधैवकुटुम्बकं कुटुम्बकम् इति विचारसरणिः अवलम्ब्यते एवम् अधिकं वादविवादाः न भवन्ति ग्रामीणस्थले एव तेषां निराकरणं क्रियते एवञ्च तत्र यः कोऽपि दोषे स्यात् तेन क्षमायाचनां कृत्वा समस्यापूर्तिं कुर्यात् इति ग्राम्यविवादः जातः तर्हि ग्रामस्य विषयः बहिः न गच्छेत् अतः एका समितिः वर्तते तण्टामुक्ति इति मम ग्रामे तण्टामुक्ति इति समितिः वर्तते तस्य अध्यक्षकः आगत्य जनानां वादं दूरीकरोति यदा उभयोः मध्ये कलहः भवति तदा तः सः कलहः बहिः न गच्छेत् एवं च अन्यत्र तेषाम् अपमानः न भवेत् कुटुम् कुटुम् कुटुम्बानां कृते किमपि क्लेशः न भवेत् अतः तस्य वादस्य निराकरणं ग्रामे एव तण्टामुक्ति इति समितिद्वारा अध्यक्षेण क्रियते एवञ्च एकदा मम ग्रामे कुटुम्बयोः भ्रात्रोः विवादः आसीत् तत्र तेषां या भूमिः आसीत् तत्र वादः वादः वर्तते नाम तत्र कियत् भूमिः भवतः कृते एवञ्च मम कृते भवेत् इति विषये तत्र वादः आसीत् तदा तस्य वादस्य निराकरणार्थं सः अध्यक्षः स्वयमेव भूमिस्थले गत्वा सम्यक्तया तस्य मापनं कृत्वा उभयोः कृते समानं भूमिं दत्तवान् तेन तेषां मध्ये यः विवादः आसीत् सः दूरीकृतः एवञ्च उभयोः मध्ये भार्तृ भ्रातृप्रेम एवञ्च कुटुम्बयोः कृते प्रेमः आनीतः एवं प्रकारेन मम ग्रामे यदा कुटुम्बयोः विवादाः भवन्ति तदा एवं प्रकारेण निराकृताः भवन्ति एवञ्च सर्वं सम्यक्तया क्रियते इति